अहं कदापि बृहत्तमं शिल्पं न दृष्टवान् परन्तु बृहत्तमं शिल्पं न कृतवान् परन्तु दृष्टवान् ऐहोळे पट्टदकल्लु इति बहुविधरीत्या क्षे प्रेक्षणीयस्थलम् अस्ति तत्र अहं यदा प्रवासार्थं गतवान् तदा तादृशी शिल्परचनां दृष्ट्वा बहु उत्सुकताम् अपि इतोपि द्रष्टव्यम् इति उत्सुकताम् अपि प्राप्तवान् पुनश्च अहम् मूकस्तब्धो जाता तत्र एकं शिलाम् आधारीकृत्य ते शिल्पस्य रचनां कृतवन्तः नाम बृहत् शिलाखण्डं स्वीकृत्य देवालयं कृतवन्तः पुनश्च बहुविधरीत्या विग्रहम् आदिकं कृतवन्तः पुनः बहुविधरीत्या सुन्दरं रमणीयं रचनामपि कृतवन्तः तादृशी बहुविधरीत्या शिल्परचनाम् अहं दृष्ट्वा मूकस्तब्धो जाता पुनश्च चकितोस्मि तत्र तत् सर्वं एका का कला वर्तते सर्वेषां कृते तद् न आगच्छति अतः तत् सर्वं वयमपि अर्जयितुं किञ्चित् प्रयासः कर्तव्यः वर्तते